अहम् एकं पुस्तकं लिखामि तत्र पुरातनकाले वैज्ञानिकता इति तस्य नामं तत्पुस्तकं संस्कृतभाषायां लिखामि अहं किमर्थं तस्य वैज्ञानिक इति पदं प्रयुज्यते इति चेत् प्राचीनकाले पुरातनकाले यानि खगोलविज्ञानानि अथवा भौतिकरासायनिकविज्ञानप्रभृतयः विषयाः पुरातनैः अध्ययनीयाः इति सङ्ग्रहरूपेण एकं ब्लाग् अथवा एकं प्रबन्धात्मकम् अध्ययनं लिखामि तत्र लेखनार्थं विविधाः विषयाः सङ्ग्रहा सङ्गृह्णामि तत्र अनेकविषयाः ज्यौतिश्शास्त्रसम्बन्धिविषयाः विद्यन्ते अतः तत्र सम्यक्तया दृष्ट्वा लिखामि